मया बोत्तः स्पीकर् स्वीकृतं वर्तते तद् बहु विद्युत् कादति यथा विद्युत् बहु अपेक्षते तस्य प्रयोगाय तथा तत् तस्य प्रयोगे सामान्यतया एव तत्र भिन्न भिन्न वर्ण वर्णसदृशय यथा लैट् आगच्छति तत्र तस्य प्रभावात् विद्युत् बहु गच्छति इति कृत्वा तद् एकः नष्टः विषयः वर्तते तद् परिवर्तुं शक्यते